यदि मम कृते अवसरः लभ्यते चेत् अहम् अवश्यमेव काल्पनिककथां तथा च वैचारिकप्रबन्धान् इत्यनयोः विषययोः मम कृते अवसरः लभ्यते चेत् अहम् अवश्यमेव अवश्यमेव अहं वैचारिकप्रबन्धम् एव लेखिष्यामि किमर्थम् एषः निर्णयः मया स्वीकृतः इत्युक्ते यदा वयं काल्पनिककथां लिखामः अथवा चिन्तयामः तदानीं काल्पनिककथायाः आधारः नैव भवति काल्पनिककथायाः अपेक्षया अस्माभिः वैचारिकप्रबन्धं यदि लिख्यते चेत् तदानीं सुकरम् अस्ति तथा च तस्य प्रयोजनम् अपि सः महत्त्वम् अपि बहु अस्ति यतो हि तस्याः काल्पनिककथायाः अपेक्षया वैचारिकप्रबन्धनं यदा वयं लेखिष्यामः तदानीं वयं बहु चिन्तयामः तथा च बहु प्रकारेण तत्र चिन्तनं कृत्वा वयं लिखामः मम इष्टतमः लेखकः हिन्दी साहित्यस्य मुन्षि प्रेम्चन्दः अस्ति मुन्सि प्रेम्चन्दः बहुविधाः प्रकारेण बहुप्रकारेण सः रचनां कृतवान् तत्र सः किमर्थम् अहं मुन्षि प्रेम्चन्दस्य रचनाम् अहम् इच्छामि इत्युक्ते सः सः समये य् तात्कालिकीम् एव स्थितिं र्वणयति निर् स्थितिं सः तत्र वर्णनं करोति यथा तस्य उपन्यासाः उपरि उपन्यासाः अपि सन्ति तत्र सः सम्यक्तया तत्र जीवरूपेण साक्षात् स्वस्य भावान् सः स्वरचनायां लिखति तत्र कल्पना एव नास्ति सः साक्षात् यद् दृश्यते जगति तत्सर्वम् एव सः तत्र स्थापयति